जगति या कापि भाषा भवतु दैनन्दिनव्यवहारे पर भावानां परस्परं विनिमयं कर्तुम् उद्दिष्टा भवति भाषा तत्र विशेषतः संस्कृतभाषाभाषिणः अतीव कुशलाः भवन्ति तैः गतेषु प्रदे प्रदेशेषु यदि संस्कृतज्ञाः न भवन्ति तर्हि तैस्सह संस्कृतेन एव व्यवहारं कुर्वन्तः व्यवहारं साधयन्ति कथञ्चिदपि तत्र बहुविधान् उपायान् ते आश्रयन्ति यथा अभिनयेन वस्तूनां प्रदर्शनेन अथवा उच्चैः कथनेन एवं भिन्नभिन्न उपायैः ते यथा संस्कृतम् अवगच्छेयुः तथा व्यवहारं साधयन्ति भारते सं सरलसंस्कृतसम्भाषणम् अवगन्तुं तथा क्लेशः कोऽपि क्लेशं कोऽपि न अनुभवति यद्यपि सः अनधीतसंस्कृतः तथापि संस्कृतभाषाभाषिणः संस्कृतभाषणं व्यवहारं च अवगत्य तदनुगुणं प्रतिस्पन्दते इति अस्माकम् अनुभवविषयः